डाकटिकटस्य मुद्राणां पाषाणखण्डाणां च सङ्ग्रहणस्य सङ्ग्राहकस्य रुचिः प्रेरणा च इति आधारेण भिन्नानि शैक्षिकमूल्यानि भवितुम् अर्हन्ति केचन सम्भाव्यलाभाः सन्ति अस्मिन् विबिन्नप्रदेशानां युगानाञ्च इतिहासस्य संस्कृतेः च विषये विशालाः सूचनाः प्राप्यन्ते मुद्रासङ्ग्रहः विभिन्न विभिन्नसभ्यातानां कला इतिहासस्य विषये ज्ञातुम् एकः उपायः अस्ति यतः मुद्राः प्रायः स्वसमयस्य राजनैतिकसामाजिक आर्थिकस्थितिं प्रतिबिम्बयन्ति मुद्राशास्त्रस्य वैज्ञानिक अध्ययनस्य सिक्काविज्ञानस्य कौशलविकासे सहायकं भवति